मया त्रिस्रः भाषाः ज्ञायन्ते ताश्च संस्कृतं हिन्दी आङ्ग्लं च तत्र भाषान्तरविषये मया आङ्ग्लभाषया संस्कृतभाषां प्रति हिन्दीभाषया संस्कृतभाषां प्रति च अनुवादः कृतः एवं च एतद्विरुद्धमपि संस्कृतभाषातः हिन्दीभाषां प्रति आङ्ग्लभाषां प्रति वा अनुवादः मया बहुधा कृतः अनुवादविषये बहुवारं मया अनुभः अनुभवः प्राप्तः वर्तते यथा कस्यचित् शोधपत्रस्य शोधनिबन्धस्य अनुवादः आङ्ग्लभाषया संस्कृतेन संस्कृतं प्रति हिन्दीभाषया संस्कृतं प्रति वा बहुवारं कृतम् एवमेव विश्वविद्यालयस्य या परिचयात्मिका पुस्तिका भवति तस्यापि आङ्ग्लभाषातः संस्कृतभाषां प्रति अनुवादः कृतः वर्तते एवमेव तत्र अनुभवः सम्यग्भवति नाम महान् सन्तोषः जायते एवं च एतादृशमपि कार्यम् अहं कर्तुं शक्नोमि इति महती तुष्टिः भवति पुनश्च अनुवादकरणेन स्वीयभाषागाम्भीर्यं किद्वर्तते इति ज्ञानं भवति